हरिः ओं हरिः ओम् आम् अयं विद्वान् नवीनगङ्गोत्री इति

हा हा हा हा हा हा समीचीनः प्रश्नः वस्तुतः समेषां मनस्सु अयं प्रश्नः जायेत इति मयापि ऊहः कृतः वस्तुतः भवतः संस्था संस्कृतज्ञानां कृते अत्युत्तमं स्थानम् अस्ति इति मम मनीषा अस्ति यतः अत्र छात्राः शास्त्रमेव अध्येतुकामाः अपि च अत्रत्याः अधुना विद्यमानाः ये प्राध्यापकाः सन्ति तेषामपि शास्त्रे महती गतिः इति मम अनुभवः अत्र आगमनात् परं न केवलम् अन्यानि पाठयितुम् अवकाशः अपि च ममापि शास्त्रे अन्यस्मिन् शास्त्रे यथा गतिर्वर्धेत तथा व्यवस्था भवति इति मम विश्वासः अस्ति अपि च समाजे भवतां संस्थायाः कीर्तिः महती अस्ति भ भवन्तः पत्रिकासु एव न सामान्यं जनं कश्चन गत्वा भवद्विद्यापीठस्य विषये यदि पृच्छते पृच्छ्यते तर्हि सोपि जनः अत्यन्तं सन्तुष्टतया भवद्विश्वविद्यापीठस्य विषये भाषते एवमस्ति अतः अनया संस्थया मम नाम यदि योज्यते तर्हि समीचीनं भवति इति मम आशा एवम् एवं जाने

अत्युत्तमं सुन्दरी भाषा सुन्दरी भाषा समाधिः इति प्रयोगः समाधानस्य विषये इदमेव दर्शयति वस्तुतः भवद्विश्वविद्यापीठस्य माहात्म्यं अवश्यं महोदय हा हा वस्तुतः महोदय मम हा

आं वस्तुतः मया अयं प्रश्नः पष्ट प्रष्टव्यः प्रश्नः प्रष्टव्यः आसीत् यत् परिसरस्य एवं व्यवस्था अस्ति वा परिसरे अध्यापकानां वासार्थं व्यवस्था अस्ति वा इति अधुना

ओहो ओहो हा हा बहिरवकाशः अस्ति तथा गृहाणि लभ्यन्ते चेत्

आम् आं चिन्ता नास्ति यतः बहिः गृहाणि लभ्यन्ते तत् परिसरं परितः गृहाणि सन्ति चेत् चिन्ता एव नास्ति अहं बहिः वक्तुं शक्नोमि एवं अस्तु अस्तु अस्तु अस्तु सर्वेभ्यो नमो नमः आम् आम् आम् आम् नमो नमः हा अस्तु नमो नमः संस्थाप्ये